अहं विमला सञ्जीविनी बव भारती रेस्टोरेण्ट्मध्ये वासं कर्तुम् इच्छामि तत्र व्यवस्था कथं भविष्यति तद्विषये किञ्चित् वदति वा अहं महाराष्ट्रस्य महाराष्ट्रस्य सोलापुर्तः आगतवती मया सह ज जनत्रयं सन्ति आं वयं चत्वारः

व्यवस्था हा

तत् प्रकोष्ठस्य अन्तः एव भविष्यति वा बहिः भविष्यति वा

अन्तः ददाति अस्तु हा अस्तु अस्तु अस्तु पञ्च कियद् दिनस्य प्रतिदिनस्य तावत् वा हा हा

अस्तु अल्प हा अल्पाहारे किं किं भविष्यति

तत्र तत् पूर्वम् अस्माभिः वक्तव्यं वा

एकदिनस्य कृते पञ्चदशसहस्रम् उक्तवती वा किला वत् भवती अस्तु

अस्तु अस्तु अस्तु अस्तु अस्तु किमर्थं चेत् मया क्यः ये सन्ति ते सर्वे किञ्चित् ज्येष्ठाः एव अतः मया किञ्चित् चिन्तनीयं चिन्तयित्वा अहं भवतीं दूरवाणीं करोमि अस्तु वा

अस्तु अस्तु आधारकार्ड् यदा कदापि मया सह भविष्यति एव यत्र समये भवते भवितव्यं किल अतः अस्ति तदेव तदेव किमर्थं चेत् मूल्यं किञ्चित् अधिकमस्ति किल अतः चिन्तयित्वा वक्तव्यं मया अतः

न तत् तत्सर्वं सम्यक् एव अपि तु पञ्चदशसहस्रम् एकदिनस्य कृते बहु अधिकं भवि भवति इति मम चिन्तनम् अन्यानपि उष् उक्त्वा अहं वदिष्यामि अस् अस्तु नमस्ते नम धन्यवादः